इलेक्शण् काले विभिन्नायाः गोष्ठ्याः जनाः नेतारः वा वर्तन्ते ते विविधकारणेन कलहायन्ति अपि च पङ्क्तिमध्ये दण्डायमानः भूत्वा बोट् प्रदानं इत्येतत् कष्टः मया सम्मुखीकृतः अपि च तस्मिन् समये बहवः जनाः मिलित्वा गृहम् आगच्छन्ति भोट् प्रदानाय ते वदन्ति धनमपि च दातुमिच्छन्ति अत्र स्वतन्त्रता मे नासीत् तत्र अनेन कष्टः अपि अनुभूयते इति मन्ये